आकाशवाणी तथा दूरदर्शनमध्ये संस्कृतवार्था प्रतिदिनं श्रूयते मुद्रणरूपमाध्यमेषु संस्कृत दिनपत्रिकाः पत्रिकाः अपि दृश्यन्ते वा वयं सर्वे श्रुतवन्तः दृष्टवन्तः अपि आकाशवाणी दूरदर्शनमध्ये वार्तालापः तु प्रतिदिनं श्रूयते एव किन्तु तेन ये संस्कृतं जानन्ति ते अवगन्तुं शक्नुवन्ति सर्वेषां कृते यदि उपयोगः भवेत् इति चिन्तना वर्तते चेत् अन्ये केचन कार्यक्रमाः अपि आवश्यकाः इति मम विचारः अस्ति तथा मुद्रणरूपमाध्यमेषु अपि वार्तापत्रिका दिनपत्रिका तत् पुस्तकम् एवं वारपत्रिका एवं भवति खलु तदपि संस्कृतविषये किञ्चित् अधिका भवेयुः भवेयुः इति मम आशा वर्तते